नमस्कारः अहम् अवधीशः मया लेप्टाप् आर्डर् कृतम् आसीत् तत्र किमस्ति नाम मौस् कार्यं न करोति अनन्तरं मेन् स्क्रीन् उपरि स्क्रेच् अस्ति अनन्तरं कीस् अपि कार्यं न करोति यथा मया अचिन्तयत् अचिन्तयं तथा एतत् लेप्टाप् न आसीत् तदर्थं प्रवर्तयन्तु धन्यवादः